द्व्यधिकद्विसहस्रतमवर्षस्य सेप्ट्म्बर् मासस्य नवदशदिनाङ्कः द्विसहस्रतमवर्षस्य जून् मासस्य षड्विंशतिदिनाङ्कः नवदशशततमवर्षस्य सेप्ट्म्बर् मासः मासस्य अष्टादशदिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य अष्टादशदिनाङ्कः द्विसहस्रतमवर्षस्य आगस्ट् मासस्य चत्वारिदिनाङ्कः